आहारम् अन्नम् अस्ति सारं चपाति रोटिका इत्यादिकं सर्वं लभ्यते हा रोटिकाम् आनयिष्यामः भावता अड्रेस् कुत्र सन्ति इत्यादिकं सर्वं वदन्ति चेत् दातुं शक्नुमः

हा हा अस्तु हा हा किम् अपेक्षितम् हा अस्तु

हा अस्तु अलं हा हरिः ओम् अस्तु अहं प्रेषितवान् अस्मि इदानीं अस्तु अस्तु अहम् वदामि वदामि अस्तु क्षम्यताम् अस्तु अहं सम्भाषयामि तेभ्यः कृते ह्म् आम् आं माया क्रियते मया क्रियते अस्तु क्ष्यम्यताम् हा आ हा हा अस्तु अस्तु इदानीं भोः भवन्तः कुत्र सन्ति अत्र तत्रैव रोटिकाः आगच्छति आ अस्तु अस्तु आ अस्तु मास्तु मास्तु महोदयः महोदयः क्षम्यताम् अग्रिमपर्याये एवं न क्रियते

हा यच्छामि यच्छामः यच्छामः ह्म् एवं मास्तु मास्तु मया धनं पुनः यत् दीयते अतः भवन्तः अस्माकं कृते मा तर्जयन्तु पुनः कम्प्लेण्ट् न यच्छन्तु मया हा सम्यक्तया कार्यं क्रियते अस्तु अस्तु अस्तु आम् आं प्रेषयामि प्रेषयामि हा अस्तु अस्तु